नमस्कारः मम नाम सुब्रमण्यः अयं जल्पान् भोजनालयः अस्ति वा अहं भवतः दैनन्दिनग्राहकः अस्मि अहम् इदानीं गोबी मञ्चूरियन् आर्डर कर्तुं इच्छामि परन्तु स्विग्गी आप् मध्ये पे आन् डिलिवरी आप्शन् न दृश्यते मम अकाौण्ट् मध्ये धनं नास्ति इत्यतः अहं पे आन् डिलिवरी कर्तुं इच्छामि अतः तदर्थं भवतः पार्श्वे कोपि मार्गः अस्ति वा धन्यवादः